विज्ञापनन्तु अद्यतनकाले सुपरिचितं सुप्रसिध्दं च अनेन कस्यचित् विषयस्य ज्ञानं भवति किन्तु सर्वत्र विज्ञापनस्य प्रचारः न सम्भवति अतः विज्ञापनं यथा सर्वेषां समीपे गन्तुं शक्नोति तदर्थं वाट्सप् फेस्बुक् संवादपत्रम् इत्येतेषां साहाय्यं ग्रहणीयं एकदा दूरदर्शने अहम् एसियन् पेण्ट् इत्यस्य एकं विज्ञापनं पश्यामि स्म तत्र कस्यचित् वर्णविक्रेता प्रतिनियतं पश्यति यत् एकः जनः प्रतिदिनं पर्णपत्रं चर्वन् निर्यासं स्तम्भं प्रति निक्षेपयति सः विक्रेता तस्य प्रक्षालनं कृत्वा श्वेतवर्णं लेपयति स्म तथापि सः जनः ण सः जनः पुनः तत्रैव ष्ठीवति ततः परं सः भारतवर्षस्य ध्वजचित्रं तत्र अङ्कितवान् अधुना सः जनः अवगतवान् तत्र मलिनं न कर्तव्यं पुनश्च देशस्य सम्मानं च कर्तव्यम् अनेन प्रतियते यत् अस्माकं देशं प्रति सर्वेषां कर्तव्यता तु भवति एव तु संरक्षणं तु सर्वेषां कर्तव्यम् एव